हरिः ओम् ओला उ कार सेवा अस्तु मम मित्रम् अमरावतीनगरे अस्ति सः नागपुरे मम गृहमागन्तुम् इच्छति तर्हि तदर्थम् अहं भवत्याः संस्थायाः एकं कार यानम् आरक्षितुम् इच्छामि चालकः अपि इच्छामि तर्हि तळेगाव् कारञ्जा कोण्ढायि मार्गे आगन्तव्यमस्ति मम मित्रं तस्य मातापितरौ एते त्रयः सन्ति तस्य सम्पर्कसङ्ख्या अस्ति अष्ट नव अष्ट नव नव शून्यम् एकं द्वे त्रीणि चत्वारि इति अस्य अस्याः यात्रायाः कति मूल्यं भवति भवति तदपि वदतु भवान्